त्रिपुराराज्यस्य आदिवासीमहिलानां कृते तत्र रिग्नाई रीषा पाच्र इति निर्माणार्थं सर्वकारपक्षतः एस् एच् जी प्रकल्पेन इत्युक्ते स्वसहायक दल् इति नाम्ना तत्र एका प्रकल्पः चलति तत्र महिलाः सर्वाः न्यूनातिन्यूनम् एकादशा महिलाः मिलित्वा अग्रे आगच्छन्ति ते सर्व् ताः सर्वाः मिलित्वा तत्र रिग्नाई रीषा इत्युक्ते हस्ते हस्तनिर्मित रिग्नाई रीषा यन्त्रशाला वा शाटिकानिर्माणशाला वा वस्त्रनिर्माणशालायां कार्यं कुर्वन्ति सर्वकारपक्षतः अपि तासां कृते सहायता मिलति अनन्तरं ताः सर्वाः प्रत्येकस्मिन् मासे मिलित्वा एकशतं वा सार्ध एकशतं वा रूप्यकाणि तत्र स्थापयन्ति समूह समूहे अकौण्ट्स् मध्ये एवं प्रकारेण ताः सर्वाः किञ्चित् अग्रे गच्छन्ति अधुना समूहेन अनन्तरं ते मिलित्वा एव कार्यं कुर्वन्ति तासां कार्य कार्यकलायाम् अग्रे सारणार्थं ताः सर्वाः सर्वदा एग्ज़िबिषन् मध्ये गच्छन्ति तासां वस्त्राणाम् इत्युक्ते हस्तनिर्मितवस्त्राणां विक्रयणार्थं ते गच्छन्ति वक्तुं शक्नोमि अनुभवविषये किं तत्र महिलाः कार्यं कुर्वन्ति तद् दृष्ट्वा तत्रैव ग्रामात् अन्याः महिलाः अग्रे अग्रे आगच्छन्ति ताः अपि चिन्तयन्ति यदि समूहे गच्छामः चेत् तर्हि समीचीनतया अस्माकं पार्श्वेऽपि किञ्चित् धनम् आगच्छति अस्माकं परिचितिः अपि वर्धते